वस्तुतः मम प्रदेशे फ़र्यश्ट् पर्यटनस्थानानि एव वर्तन्ते कोणार्कमन्दिरम् कोणार्कमन्दिरं पुनः जगन्नाथः एवं रूपेण लिङ्गराजमन्दिरम् उदयगिरिः कण्डगिरिः इत्येवं माध्यमेन हा विशिष्टाः पर्यटकाः सन्ति येषु पर्यटकेषु एवं बहिस्तादपि विदेशादपि अत्र द्रष्टुम् आगच्छन्ति एवं पर्यटकरूपेण वैशिष्ट्यं वर्तते पुनः इमानि स्थानानि प्रसिद्धानि वर्तन्ते तथा च प्रमुखरूपेण विशिष्टरूपेण बहवः द्रष्टारः द्रष्टुम् आगच्छन्ति एवं रूपेण प्रसिद्धाः इदं च उत्कले वर्तते पुनः एवम् उत्कलेष्वपि सम्पूर्ण भारते अपि विशिष्टरूपेण यथा मन्दिरं सर्वप्रथमः अत्र केरले वर्तते लक्ष्मीमन्दिरं पुनः द्वितीयं बालाजीमन्दिरं नाम तिरुपतौ श्रीवेङ्कटेश्वरबालाजीमन्दिरम् इति वर्तते एवं माध्यमेन पर्यटनस्थानानि बहवः वर्तन्ते एवं प्रकारेण विशिष्टरूपेण बहुविधरूपेण अत्र पर्यटनविषये उल्लेखः कृतवन्तः एवं तेषु पर्यटनस्थानेषु एवं मन्दिराणि इति सर्वोपरि अग्रगण्य इति रूपेण उल्लेखः क्रियते